भरतस्य नाट्यशास्त्रं पारम्परिककलानां मूलपाठम् अस्ति भरतस्य नाट्यशास्त्रं बहु पुरातनमस्ति तत् नाट्यशास्त्रं भावं रागं तालम् इति त्रयविषयाणि सन्ति मुख्यत्वं क करोति भावम् इत्युक्ते अभिनयं बहूनि बहूनि भावानि नयनरूपेण एव कर्तुं नयनम् एव नयनरूपेण एव क क करोति क कर्तुं शक्यते अनन्तरं मुख्यत्वंतः बहु मुख्यतः रागम् एव गीतस्य रागम् अनन्तरं बहुमुख्यं तालम् तत् तालं नटनं न नर् नर्तकस्य पादे पादरूपेण एव तालः कृतः तत् त तत् ज्ञा तत् ज्ञात्वा त् एतत् त्रीणि विषयाणि ज्ञात्वा भरत क भरतनाट्यशास्त्रः बहु पुरातनम् अस्ति पारम्परिककलानां मूलपाठम् एव अस्ति भरतात् एव अन स् अन्य अन्य नाटकविषयाः जाताः